सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे पश्य् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग्भवेत् एतद् बहु उत्तमः एकः श्लोकः अत्र सर्वेषां केवलं मनुष्याणाम् इति न अन्य जन्तू जन्तूनामपि यत् सुखं भवतु तेषामपि अत्र वासार्थम् एकः स्कल् कल् कल्पनीयविषयः म मिलित्वा सर्वेषां यत्र सुखजीवनम् अत्र लोके भवतु इति वदति अनन्तरं यस्य कस्यापि दुःखं न भवतु यस्य कस्यापि रोगः न भवतु एकं विशालचिन्तनम् मम वैरिजनानामपि सुखं भवतु इति अत्र प्रार्थना भवति अतः इ मम बन्धुजनानामेव सुखं मम कुटुम्बजनानां सुखमिति न सर्वेषां सुखम् अत्र अपेक्षितम् अतः एतद् बहु प्रभावितः अस्मि एतत् श्लोकः कारणात्